अधुनातनकाले भारतीयकलाः शिक्षितुं युवजनेषु उत्साहः दृश्यते कथम् इत्युक्ते ये बालाः सन्ति ते कदाचित् टि वि माध्यमं दृष्ट्वा तन्मध्ये ये बालाः गायनं कुर्वन्ति केचन बालाः नृत्यं कुर्वन्ति तत्सर्वं सम्यगेव अवलोकनं कुर्वन्ति तथा अग्रे माध्यमे अहम् आगच्छामि इति विचिन्त्य अभ्यासं कुर्वन्ति अतः नाट्यशास्त्रं वा भवतु सङ्गीतशास्त्रं वा भवतु तत्र बालाः एवं प्रकारेण प्रेरणां प्राप्नुवन्ति कदाचिच्च ज्येष्ठाः अपि तद्वत् प्रेरणां प्राप्नुवन्ति अतः भारतीयकलाः शिक्षितुं युवजनेषु उत्साहः निश्चयेन अस्ति तत्र माध्यममेकं भवति दूरदर्शनं